अहं सप्ताहद्वयात् पूर्वं मम सस्य क्षतेः निवारणाय एकम् आवेदनं दत्तवान् आसम् किन्तु तस्य इदानिन्तनस्थितिः का इति न जानामि अतः किं तस्य एवं सङ्ख्या अस्ति अष्ट नव सप्त पञ्च इति अतः तादृशस्य किमपि इदानिन्तन स्थितिः का इति कृपया सूचयतु